माध्यमेषु अस्माकं स्थानीयवार्ताः पर्याप्तं स्थानं न प्राप्नुवन्ति कुतः इति चेत् अस्माकं ग्रामः बहु लघुः वर्तते तस्मात् कारणात् अस्माकं प्रदेशस्य वार्ताः नैव तत्र प्रसरन्ति अतः तत्र एकेपि विचाराः सम्पन्नाश्चेदपि माध्यमेषु न आगच्छन्ति अपि च माध्यमे केचन अलक्षिताः विचारास्सन्ति ते च राजकीयविचाराः अत्र राजकीयविचाराः विचारानेव बहु यच्छन्ति इत्यतः ते अलक्षिताः इति अस्माकम् मतम् तस्य स्थाने यदि आरोग्यस्य वा अथवा देशसम्बद्धविचारो वा दीयते तर्हि छात्राणां कृते अथवा जनानां कृते बहु उपयोगाय भवति तस्मात् कारणात् माध्यमेषु अलक्षितम् इति विचारः वर्तते मम राजकीयविचारः तस्मात् कारणात् तस्य विषये

प्रचारः न करणीयः इति इत्येवं तत्र अस्माकं स्थानीयवार्ताः अपि पर्याप्ताः न भवन्ति तेन सह अलक्षितम् अलक्षितः विचारः इति वर्तते राजकीयविचारः